प्राचीनः नूतनः माध्यमेषु कः भेदः वर्तते किं परिवर्तनं तेषु बृहत् परिवर्तनं दृश्यते यतोहि प्राचीनकाले दूरदर्शनम् इत्यादिकम् आसीत् चानल् इत्यादिकम् अधिकम् अधिकाः न सन्ति किन्तु तत्र वाहिन्यः सन्ति तत्र यद्घटितं तदेव जनाः दर्शयन्ति किन्तु नूतनमाध्यमेषु यद् न घटितं तदपि दर्शयन्ति यतोहि तत्र म् मीडिया केवलं धनार्जनस्य कृते एव तत्र बहु किमपि दर्शयति अनन्तरं तत्र फ़ेक् न्यूस् अपि भवितुम् अर्हति परिवर्तनम् इति उक्ते पुरातनकाले प्राचीनकाले जनः सत्यं यद् घटितं तदेव वक्तुं तत् तत्रैव वार्ता एव भवति इदानीं तथा नास्ति अनन्तरं न्यूस् पेपर्मध्ये अपि या वार्ता आगच्छति पुरातनकाले न्यूस् पेपर्मध्ये या वार्ता आसीत् सा सा एव सत्या इति जनाः चिन्तयन्ति किन्तु इदानीम् न्यूस् पेपर्मध्ये अपि इत्युक्ते साप्ताहिकं वा इत्यादिकं किमपि अपि लेखने वयं वक्तुं न शक्नुमः यद् एतत् सत्यं वा असत्यम् बहु माध्यमानि नूतनानि आगच्छन्ति यूटूब् अस्ति फ़ेस्बुक् अस्ति गूगल् अस्ति अनन्तरम् बहवः चेनल् इत्यादिकं भवति जनाः तत्र स्वभाषयापि विविधाः कार्याः कार्यक्रमाः विविधाः कार्यक्रमाः दर्शयन्ति तेन जनाः तेन जनाः इदानीं तथा श्रोतुं न इच्छन्ति इति मन्ये